हा मम द्विचक्रिकानां द्विशतरूप्यकानाम् इन्धनं पूरयितु कृपया द्विशतम् हा हा हा किमर्थं

एवं वा बवा भवान् असत्यं वदन् अस्ति वा इति द्वे वा वदन्तु कि किमर्थं मया एवं वा न न केनापि न शृतमहं एवं वा हा हा हा हा लिटर् परिमितं दशरूप्यकानाम् अदिकं अभवत् खिल

परन्तु तावत् धनम् अहं तावत् धनम् अहं न आन् एवं वा न न अहं तावत् धनं न अनीतवती कार्ड् रूपेण दातुं शक्यते वा शक्नोमि खिल हा हा परन्तु एवं वा परन्तु इदानीं हा तदपि ओके अस्तु अस्तु तर्हि मम गृहे इतोपि वाहनानि सन्ति तानपि आनयामि अद्येव पूरयामि हा हा ऋण

न भवान् ऋणरूरेण न दास्यति वा ह्म् न न अहम् इत्युक्ते अदिकं क्रयणं कुर्वती अस्मि खिल अतः किञ्चित् न्यूनं कर्तुं शक्यते वा मौल्यम् नास्ति वा न न सर्वत्र सर्वत्र पश्यतु महोदय एकं स्वीकरोमि चेत् अपरं किं फ्री रूपेण दास्यति अतः एकं यानं पूरयामि चेत् अपरयानस्य कृते फ्री रूपेण एवं अस् आ हा एवं न न तादृशि बृहत् यानं नास्ति महोदय मम समीपे द्विचक्रिका एव कियत् अवश्यकता भवति अतः हा हा

हा हा सह इदानीम् एवं करोमि केवलं द्विशतरूप्यकपरिमितं पेट्रोल् एव पूरयतु गृहम् आगत्य गृहं गत्वा तत्र वार्तालापं कृत्वा पुनः आगच्छामि अस्तु वा हा अस्तु अस्तु महोदय धन्यवादः महोदय बहु धन्यवादः